हरिः ओं मनीषा हा बहु अहं तु बहु सम्यक् अस्मि किन्तु मम प्रतिवेशिना सा सारिका भवती जानाति ना ताम् सा ह् ह्यः किम् अभवत् भवती जानाति वा अरे अरे तस्य एवं वा तस्याः श्वश्र्वाः सह बहु कलहः अभवत् हा हा अतः हा सा सदैव स्वस्य पत्युः पत्युः सह श्वश्र्वाः सह केवलं कलहः कलहमेव करोति बहु बहु ध्वनिः अपि बहु उच्चैः भवति तस्याः किन्तु भवती क क कस्मै अपि मा वदतु अहमुक्तवतीति हा भव हा भवती मम भवती मम प्रिया भवती मम प्रिया सखी अस्ति अतः अहं वदामि अन्यत्र मा वदतु हा भवत् हा भवती मम गृहे आगच्छन्तु हा अरे अहं अहं नूतनां शाटिकां क्रीतवती बहु सुन्दरी शाटिका अस्ति आं तद् मा पृच्छतु अरे द्विसहस्ररूप्यकाणि य अरे अहम् अहम् अहम् आनयामि क्रीणामि वा भवत्याः कृते बहु सम्यक् शाटिका अस्ति बहु सुन्दरी अस्ति अहम् अह अह अहम् अरे चिन्ता मास्तु अहं क्रीणामि भवती अग्रिममासे प्रेषयतु गूगल् गूगल् माध्यमेन अहं मम कृते रक्तवर्णीया शाटिका क्रीतवती भवत्याः कृते पीतवर्णः आम् अस्ति बहु सुन्दरमस्ति एवम् आमाम् अहं मम शाटिकायाः छायाचित्रं प्रेषयामि भवती तत् पश्यतु पूर्वम् अनन्तरम् आम् अहम् अधुना अहं गच्छामि तस्याः तस्याः उच्चैः स्वरः अहं श्रोतुम् इच्छामि कलहः स्थापयतु स्थापयतु अस्तु अस्तु तर्हि मिलामः मिलामः